पुराकालीनगीतानां इदानीन्तन गीतानाञ्च को भेदः इत्युक्ते पुराकालीनगीतानां गीतेषु गीतेषु गीतेषु वा भावप्राधान्यं भाषा भाषाप्राधान्यं सङ्गीतप्राधान्यं सर्वं भवति स्म इदानीन्तनकाले तु भाषा न दृश्यते भावः अपि न दृश्यते तस्मात् अहन्तु भावप्राधान्यं भाषाप्राधान्यं सङ्गीतप्राधान्यं वर्ततेति कृत्वा प्राचीनकालीनं स सङ्गीतम् एव मह्यम् अतीव अतीव रोचते